हरि ओम् एतत् ऊबर् कम्पेनि वा अस्तु मम कृते सङ्घनिकेतनतः मैसूरुनगरं गन्तुम् एकं केब् आवश्यकमस्ति श्वः सायङ्काले आवश्यकमस्ति आरक्षणं कर्तुं शक्यते वा अस्तु श्वः सायङ्काले सार्धषड् वादने मिलामः धन्यवादः